अस्माकं पर्यावरणस्य उपरि अपशिष् अवशिष्ठस्य हानिकारकं प्रभावम् नियन्त्रयन् नियन्त्रयितुम् उद्देश् उद्देश्यं प्राप्तुम् कतिपयानां कार्यक्रमाणां निर्माणम् आवश्यकं भवति अनुवर् अनुवर्तनं च कुशलतापूर्वकं कर्तव्यमस्ति अवशिष्ट पदार्थानाम् उत्तमरूपेण उपयोगाय छात्रेषु जागरुकतां सृजतु विविधा विविधानि वस्तूनि भिन्नभिन्नप्रयोगेषु स्थापयितुं शक् शक्यन्ते एतादृशी एषा कलाकृतिः उपयुक्ता